दर्शनग्रन्थेषु मया प्रथमम् उत्तरमध्यमायाम् तर्कसङ्ग्रहस्य दीपिकावृत्तिः पदकृत्यं च टीकाद्वयस्य अध्ययनं कृतमासीत् इतः अग्रे शास्त्री कक् कक्षायाम् आगत्य वाराणस्याम् वेदान्तसारस्य साङ्ख्यकारिकायाः एवमेव तुलनात्मकदर्शनविभागे आगत्य पाली ग्रन्थ ग्रन्थेषु म् योगस्य द्वौ ग्रन्थौ अभिदम्मत्सङ्गओ विशुद्धिमग्गौ इति कृत्वा तेषामपि इतोऽपि अग्रे बौद्धदर्शनस्य माध्यमिकदर्शनानाम् माध्यमिकेषु अपि नागार्जुनपादस्य मूलमाध्यमिककारिकायाः अध्ययनं जातम् आसीत् तस्याः टीका चन्द्रकृतेजः विरचिता वर्तते तस्याः अपि इतः अग्रे विशुद्धिः विज्ञानवादिनां या भवति योगाचारस्य ग्रन्थः वसुबन्धोः या कृतिः वर्तते आगमानुयायी विज्ञानवादिनाम् एवं कृत्वा विशुद् विज्ञप्तिमातृकासिद्धेः अध्ययनं जातम् पुनः अग्रे पश्यति दर्शनस्य अपि अध्ययनं जातमासीत् तेषु अपि चीनी दर्शनस्य इस्लामी दर्श्यनस्यापि किन्तु एताः सर्वाः मूलग्रन्थाः नासन् यतो हि तेषाम् अनुवादः एव उपलब्धः आसीत् तदानीं किन्तु लेखनं संस्कृतपरीक्षायाम् आवश्यकम् आसीत् आचार्य कक्श् कक्षायां म् अपरेऽपि ग्रन्थाः आसन् अभिधर्मकोशः आसीत् प्रामाणवार्तिकः आसीत् न्यायबिन्दुः अपि अग्रे यः भवति तत्त्वसङ्ग्रहः कठिनः वर्तते तस्यापि अध्ययनं वाराणस्याम् अथ च सारनाथे केन्द्रीयतिवितिवि विश्वविद्यालयेऽपि तदानीं द्वौ मित्रौ स्तः एकः बौद्धदेशीयः अपरः इटलिदेशीयः एतेषाम् अपि अध्ययनं संस्कृतमाध्यमेन एव जातमासीत् तदानीं जीविताः आसन् आचार्याः रामशङ्करत्रिपाठिवर्याः संस्कृतविश्वविद्यालये ब् आचार्यबद्रिनाथशुक्लगुरुचरणानाम् पार्श्वेऽपि जातं किरणावल्याः अध्ययनं न्यायसिद्धान्तमुक्तावल्याः तदानीं गुरुपादाः पठन्ति स्म तेषां पार्श्वं तेन सह एव अध्ययनं जातमासीत् तस्यापि न्यायग्रन्थस्यापि एवमम् अस्ति अध्ययन्क्रमः तदानीमाचार्यः जगन्नाथोपाध्यायः अपि आसन् तेषां पार्श्वन्तु ग्रन्थाध्ययनं न जातमासीत् किन्तु विचाराणाम् अध्ययनं तत्रैव जातमासीत् अयमेव क्रमः